राजस्थाने अधिकांशग्रामीणक्षेत्रेषु नैण्टि प्रतिशतं जनाः आजीविकायाः साधनरूपेण कृषिकार्यं कुर्वन्ति लघुकृषिः मत्स्यपालनं पशुपालनम् अकृषिक्रियाकलापः च केचन सामान्यजीविकाः सन्ति येषु अत्र जनसंख्या निर्भराः वर्तते राजस्थानस्य अर्थव्यवस्था मुख्यतया कृषिपशुपालनयोः उपरि निर्भरं भवति कृषि पश्चात् पशुपालनं मुख्यतया आजीविकायाः साधनं गणितुं शक्यते राजस्थानः मुख्यतया कृषिपशुपालनराज्यं भवति धान्यशाकयोः निर्यातञ्च करोति अल्पवृष्टिः अव्यवस्थिताः वृष्टिः भूतत्वात् अपि च अत्र प्रायः सर्वविधसस्यानाम् उत्पादनं भवति मरुभूमिप्रदेशे कोटानगरे मुख्यतया बाजरा उदयपुरे च मक्का इत्यस्य उत्पादनं भवति मम मते उद्योगराहित्यं न अवलोकितम्